बहूनि लघुलघुव्यवहाराणि सन्ति अस्माकं परम्परे सन्ति तानि व्यवहाराणि वयं सम्यक् पालयामः सम्यक् पालनेन श्रद्धा वर्धिता भवति एव लघुव्यवहाराणि इत्युक्ते यदि वृद्धः आगच्छति यदी आदरणीयपुरुषाः आगच्छन्ति चेत् वयं सर्वे किं कुर्मः यत् पादसनश् पादस्पर्शनं कुरु नमस्कारं कुर्मः पानीयं दद्मः तादृशम् म कुर्मः वृद्धस्य आदरं कुर्मः तादृशम् बहिः गच्छामि चेत् मा पादरक्षा धरामः गृह अन्ते चेत् बहिः एव वयं स्थापयामः पाद पादरक्षे पादरक्षाभ्यां बहिः एव स्थापयामः अन्तः न पादरक्षा सह न प्रविशामः प्रतिदिनम् मन्दिरं गच्छामः प्रतिदिनं सा पारायणं कुर्मः गृहे सर्वे मिलित्वा पूजां कुर्मः तादृशकार्याणि कु कुर्मः चेत् व श्रद्धावर्धनेन बहु साहाय्यं करोति